नगरविद्यालयानाम् अपेक्षया स्वग्रामस्य नगरस्य विद्यालयानाम् विषये मम अभिप्रायः पर्यावरण शुद्धीकरणम् अस्ति स्व ग्रामस्य विद्यालये अत्यन्तं पर्यावरणम् शुद्धं भवति परञ्च नगरविद्यालयानाम् पर्यावरणशुद्धिः न भवति अतः नगरविद्यालयानाम् अपेक्षया स्व ग्रामस्य विद्यालयम् सम्यक् समीचीनम् अस्ति तत्र शिक्षकाः अपि सम्यकस्ति विद्यालयभवनानि अपि समीचीनमस्ति तत्र सर्वेषु समीचीनम् अस्ति